स्वकीय जीवने सङ्गीतस्य सङ्गीतस्य अत्यन्तं प्राधान्यता वर्तते यः कोऽपि जनः भवतु सङ्गीतः तस्य कृते प्रियः भवति एव सः किमपि व गायेत् सः किमपि वा ध्वन्येत् किन्तु सङ्गीतस्तु तस्य जीवने अवश्यमेव भवति अतः सङ्गीतं तं सङ्गीतम् अभ्यस्तुं अस्माभिः बाल्यकालादेव आरम्भः करणीय यदि बाल्यकालात् सङ्गीतविद्यां यदि शिक्षणं सङ्गीतविद्याशिक्षणम् आरम्भम् आरम्भं न क्रियते चेत् अनन्तरं गत्वा सङ्गीतविद्यां ज्ञातुं बहु क्लेशो जायते अतः सङ्गीतेषु अपि विभागाः सन्ति यत् य यथा नृत्यं गीतं वाद्यादिकं वाद्यादिकेषु वाद्यादिकेषु तु कुशलताम् अनन्तरमपि आगन्तुम् अर्हति किन्तु नृत्य गायनेषु तु गायने गायनेषु कुशलताम् आप्तुं पूर्वं बाल्यकालादेव अभ्यासः करणीयः जनैः नोचेत् अनन्तरं गत्वा अस्माकं यः कण्ठस्वरः त सः कण्ठस्वरः तादृशः तस्य स्फुरणं न भवति तेन सङ्गीतं सङ्गीतविद्यायाम् विघ्नः उत्पद्यते पुनः अनेकः समयः अनेकः समयः अपेक्षते तत् सम्यक् कर्तुं समीकर्तुम् अतः यदि बाल्यकालादेव तत् सम्यक् क्रियते चेत् तत्र बहु सम्यक् भवति ये स् यः सङ्गीतम् अभ्यस्तुम् इच्छति सङ्गीतज्ञानम् इच्छति दिस्तस्य कृते